मम नगरे प्रसिद्धाः विद्यालयाः सन्ति पिएस्पिबि मिलेनियं विद्यालयः युवाभारती अमृताविद्यालयः चिन्मयविद्यालयः इति अहं तु नगरे वसामि इति कारणात् ग्रामे कीदृशा व्यवस्था कल्पयन्ति इति न जानामि अत्र नगरेषु विशिष्टतया विशिष्टविद्यान् यच्छन्ति सांस्कृतिक विद्यामपि यच्छन्ति तत्र संस्कृतम् इत्यादि कलाचारान् पाठयन्ति विषयानपि बोधयन्ति इति कारणात् ग्रामात् अपि नगरं प्रति अत्र बालकाः आगत्य पठन्ति बहु विशेषतया शिक्षणं यच्छन्ति इति कारणात्